गायत्री नमस्ते

दश सङ्खां ना अहं आपणे अस्ति किन्तु अष्ट पुस्तकानि सन्ति अष्टमपुस्तकं स्वीकुरु कृपया

अग्रिम सप्ताहे अग्रिमसप्ताहे ब् पुस्तकम् आगच् आगच्छति अहं अहं दूरवाणीसङ्ख्यां कृपया प्रेषयतु अहं काल् करोतु

अ अहम् अहम् अहं अहं कृपया त वैट् करोतु अहं एतत् पुस्तकम् अपि मम समीपे अस्ति एतत् पुस्तकं पुस्तकस्य मौल्यकं फ़् फ़ैव् हण्ड्रेड् पञ्चसहस्रं पञ्चशतमस्ति क्षम्यतां पञ्चशतं पञ्चशतमस्ति हा डिक्सौण्ट् अपकर्षकं हा अपकर्षकं अपकर्षकं द दश दश दश पर्सण्टेज् हा दश प्रतिशतं ददामि सम्यगमहं का काल् करोतु अहं काल् करोमि सम्यक् धन्यवादः धन्यवादः